विद्युत्प्रवाहस्य समस्या मानव समाजस्य समस्या अस्ति प्राकृतिकसंसाधनानां रक्षणं शोषणात् विद्युत् निर्मीयते तथा च अस्माकं प्राकृतिकसंसाधनाः यथा अङ्गारः गेशः जलम् इत्यादयः अत्यन्तं सीमितमात्रायाम् उपलभ्यते उपलभ्यन्ते अतः अस्माकं भविष्यत् पीढि अर्थात् बालकानां कृते एतानि संसदा संसाधनानि संरक्षितुम् अस्माकं दायित्वमस्ति यदा वयं सर्वे एवमेव सर्वेश् संरक्षणस् प्राकृतिकसंसाधनानां दुरुपयोगं भविष्यति यदा अधिकं प्रयोगं करणीयं तदा आगामी ये जनाः ये ये जनाः आगमिष्यन्ति ते ते बहुकष्टम् अपि दीयते तदा अस्माकं पार्श्वे भिन्नविभिन्न विकल्पमपि धीयते तदा अहं नूतनः आविष्कारः पवन ऊर्जा सौर ऊर्जा माध्यमेनापि विद्युत् प्राप्तुं कर्तुं शक्नोति